अस्माकं नगरजनेषु स्वार्थमेव अहं दृष्टवान् परन्तु ग्रामेषु जनाः तेषाम् आत्मीयता अधिकं भवति अतः नगरजनाः ये कृषीतराः भवन्ति ते धान्यम् इत्यादपि वस्तूनि तत्र नयन्ति नगरजनाः नाम यवनजना वा भवतु अधिकस्वार्थजनाः भवतु ग्रामजनाः वञ्चनं कुर्वन्ति एतत् अहं स्वयं दृष्टवानिति